छायाचित्रकार्यशालायाः अनुभवः यदस्ति किं भवति चेत् तस्य अनुभवः अतीव सरलः कामः कार्यः तत् किमपि कठिनः कार्यः नास्ति छायाचित्रं नेतुम् अतः एव सरलम् अस्ति अतीव सरलम् अतः एव सा कठिना नास्ति अन्यतमः भागः अनुभवः तत्ते किं का चेत् फ़ोटो निष्कासयितुं या छायाचित्रं निष्कासयितुं शक्यते अनन्तरम् सुन्दरं फ़ोटो या असुन्दरं फ़ोटो तत् विश्लेषणं या उल्लेखं विश्लेषणं कर्तुं शक्यते एतत् छायाचित्रं सुन्दरम् अस्ति एतत् छायाचित्रम् असुन्दरम् अस्ति तत् अतः एव सः यस्य पार्श्वे छायाचित्रकारशाला अनुभवासीत् तत् स एव वक्तुं शक्यते एतत् सुन्दरम् एतत् असुन्दरम् अन्यतमः कोपि वक्तुं न श वक्तुं न शक्यते वा एतत् असुन्दरम् अस्ति एस् एतत् सुन्दरम् अस्ति यः छायाचित्रकार्यशालायाः कार्यं करोति सः एव वक्तुं शक्यते कि एतत् सुन्दरम् एतत् असुन्दरम् अतः एव छायाचित्रकार्यशालाः अनुभवम् एतदेव वर्तते तत् पश्चात् किं भवति अनुभवं चेत् स् यः कार्यं करोति सः अतीव सरलः मनुष्यः भवति अतः एव तस्य अनुभवः किमपि न वर्तते अधिकतया एतदेव अनुभवं वर्तते किं सुन्दरं असुन्दरं किमपि अस्ति वसु तत् वक्तुं शक्यते